मया अधीतः प्रधानः जीवनपाठः यः वर्तते सः माम् वर्धयति इति अहं भावयामि यतोहि सः विषयः वर्तते चिन्तयित्वा सम्भाषणीयम् इति चिन्तयित्वा सम्भाषणीयम् इत्युक्तौ यत् चिन्तितं तस्यैव सम्भाषणं भवेत् पुनश्च चिं चिन्त्य सम्भाषणं भवेत् अत्र कदाचित् वयं सम्भाषणं कुर्मः सम्भाषणं कृत्वा अनन्तरं चिन्तयामः तस्मिन् विषये मया चिन्तयित्वा सम्भाषणं कदाचित् न कृतम् तेन मया अवकाशम् अपि यत् आगच्छेत् तन्न लब्धं मम कृते तेन च मया पठितं यत् सम्भाषणकाले किञ्चित् ज्ञात्वा किञ्चित् चिन्तयित्वा सम्भाषणीयम् सम्भाषणानन्तरं किं मया सम्भाषितमिति न चिन्तनीयम् न आलोचनीयम् अतः मम जीवने यत् मया पठितं तत् तदेव किञ्चित् आलोच्य अनन्तरं सम्भाषणीयम् तत् मम जीवने अपि प्रभावं जनितम् इति अहं वक्तुम् इच्छामि